मम कृते संस्कृतभाषायाम् इष्टतमः श्लोकः कः नाम तत्र भारवीयरचितकिरातार्जुनीयम् इति महाकाव्येषु पञ्चमहाकाव्येषु अन्यतमः तत्रत्यम् एकं श्लोकम् उद्धरणङ्करोमि श्रियः कुरूणामधिपस्य पालने प्रजासुवृत्तिं न्यमयुङ्क्त वेदितुं सवर्णिलिङ्गे विदितस्समाययौ युधिष्ठिरं वेतवने वनेचरः शाखावसक्तकमनीयपरिच्छदानामद्दभ्रमातुरवधू जनसेवितानां जज्ञे निवेश परिभावपरिष्कृतानां लक्ष्मीः पुरोपवनजावनपादपानाम् तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्तः सम्रेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इवयामवत्यः इति भारवीयरचिते किरातार्जुनीये नवमे सर् नवमे सर्गे अयं श्लोकः वर्तते अत्र च एतद् अस्य कथां वयं शृणुमः चेत् संस्कृतभाषायां समीचीनम् इति मम कृते भासते संस्कृतं सम्भाषयामि इति अभिमानः अस्ति अस्मि अस्ति चेत् किमर्थम् इति चेत् प्राक् अस्य भाषायां बहूनि वर्णानि आसन् अतः इयं भाषा मम कृते बहु इष्टं जातम् अतः इमां भाषां स्वीकृत्य अहम् अग्रे अपि पठामि पठिष्यामि पाठयामि च यदा इयं भाषां पाठयामि पठामि च तदा मम प्राचीनभाषा अवशिष्टा भवति